गतमासे मया एकं बेग् इत्युक्ते स्यूतं स्वीकरणीयमासीत् तद् आन्लैन् द्वारा एव स्वीकरणम् ओण्लैन् मध्ये तद् दर्शनसमये नीलवर्णः आसीत् मया तद् प्राप्तिसमये तद् नीलवर्णस्य स्थाने किं वक्तव्यं मया यत् चिन्तितं नीलः तत्र दृष्टं नीलः न आसीत् किं वक्तव्यम् इत्युक्ते तत् अन्यवर्णः आसीद् इत्युक्ते आश् कळर् इति वदामः खलु तदेव आसीद् तस्माद् मम बहु दुःखः जातः चिन्ता नास्ति एवमेवं खलु अस्माकं मम श्रद्धया अश्रद्धया वा इति न चिन्तयामि अनन्तरं तद् सर्वम् एव भवतु इति चिन्तितवती